अहं सद्यः शृङ्गगिरौ वसामि शृङ्गगिरिः एव पर्यटनक्षेत्रं तीर्थक्षेत्रम् इति अत्र उच्यते तुङ्गानदी निरन्तरम् आसहस्रात् वर्षेभ्यः प्रवर्तते अत्र माता शारदा विलसति माता शारदा विद्यायाः आदिदैवता वर्तते आहत्य इदं वेदस्थानं पुनः इतोऽपि विशेषतः कथनीयं चेत् रामायणतः ऐतिह्यम् अस्य अस् तीर्थक्षेत्रस्य वर्तते विभाण्डकस्य सम्बन्धः त ऋष्यशृङ्गस्य कथा अत्रैव अस्ति इतः अनतिदूरे दश किलोमीटर् परिमिते दूरे तत्र किग्ग इति स्थलं किञ्चन अस्ति तत्र ऋष्यशृङ्गस्यापि देवालयः तत्र वर्तते तस्य वृष्टिदेवः इत्येव तस्य प्रसिद्धिरस्ति वृष्टिं कामयितुं वृष्टिं ये यदा अपेक्षन्ते यदा क्षामः भवति लोके तदा वृष्टिं प्रार्थयितुं कदाचित् अत्यन्तमधिका वृष्टिश्चेत् ताञ्च वृष्टिं नियन्तुम् सः एव देवः अत्र प्रार्थ्यते अनतिदूरे अत्र हरिहरपुर गुरुकुलमिति अस्ति तत्रापि तुङ्गातीरे तद्गुरुकुलं विराजते शताधिकाः छात्राः भारतीयसंस्कृतिसम्पन्नाः वेदाद्यध्ययनं तत्र कुर्वन्ति पञ्चमुखिशिक्षणं तत्र विलसति कृषिः योगः विज्ञानम् पुनः संस्कृतिः इत्येवं पञ्चमुखिशिक्षणं तत्रापि विलसति आ तत्पार्श्वे एव तीरान्तरे तत्रैव हरिहरपुरमठः इत्यपि अस्ति हरिहरपुरमठे स्वामिनः विलसन्ति आहत्य तस्यापि मठस्य सुमहान् प्रभावः अस्ति एवमत्र शृङ्गगिरिः राजीवगान्धी परिसरः इति अयं विद्यापीठविशेषः अत्र समग्रदेशात् क्वचित् विदेशादपि समागताः उपपञ्चशताः जनाः अत्र अध्ययनतत्पराः विरस् विराजन्ते अत्रापि नाना भाषा भाषिणः विलसन्ति एवम् अत्र समीपे एव किञ्चित् घन्टात्रयात्मकः मार्गः भवति होरनाडु अन्नपूर्णेश्वरि इति अन्नपूर्णेश्वर्याः देवालयोऽपि अस्ति तत्र माता पार्वती अन्नपूर्णेश्वरीत्वेन तत्र विलसति अन्नपू अन्नप्रसादस्य महाक्षेत्रम् तदस्ति निरन्तरम् अन्न सन्तर्पणामपि तत्र जायते अत धर्मस्थलम् उडुपि कटीलु कोल्लूरु इत्यादीनि बहूनि तीर्थक्षेत्राणि अस्मिन् भागे बेङ्गलूरुदिशि बेलूरु हळेबीडु सोम्न् बेलूरु हळेबीडु इत्यादि तरिकेरे रामनाथदेवालयः एवम् अमृतपुरं देवालयः एवं बहुधा स्थानानि अत्र सन्ति अत्र कुद्रेमुखम् इति स्थानमपि समीपे समीपवर्ति स्थानमेव अस्ति अनन्तरं तीर्थहळ्ळि अस् प्रदेशे अपि पर्यटनस्थानानि सन्ति मत्तूरु इति संस्कृतग्रामः अपि घण्टात्रयेण प्राप्तुं शक्यः एवं बहूनि तीर्थस्थानानि पुनः प्रवासस्थानानि अध्ययनस्थानानि विस्मयस्थानानि अत्यन्तम् ऐतिहासिकाः देवालयाः पौराणिकाः देवालयाः अत्र विद्युतन्ते तादृशं क्षेत्रं शृङ्गगिरिक्षेत्रं तत् क्षेत्रं वयमधिवसामः इति वयं धन्याः